विवाहे विवाहेषु सर्वाः नृत्यं क्रियते विवाहम् एकं मङ्गल कारकम् अस्ति तत् कारणेन सर्वाः आघोषेन आनन्देन नृत्यं करोति नृत्यमिदम् एकम् आघोषस्य अथवा सन्देषस्य भग्नमस्ति नृत्यं मयूरः सन्तोषेन एव नृत्यं करोति तत् रीत्या एव मानवः अपि सन्तोषम् सन्तोषं प्र सन्तोषप्रकटनार्थमेव नृत्यं करोति नृत्यं कर्तुम् अनेकानि उत्तमगीतानि अस्ति इन्दिया इन्दिया भारते हिन्दीभाषायाम् अनेकानि सो गीतानि अस्ति तत् डान्स् नृत्यं नृत्यस्य सुन्दरतां वर्ध वर्धते वर्धनं कर्तुं उपकारं गरोति तमिळ् मध्ये अपि तमिळ् मध्ये तेलुगु मध्ये अपि अनेकानि उत्तमगीतानि अस्ति नृत्यं नृत्यार्थं सर्वाः सा आघोषेण नृत्तं नृत्तं कर्तुं नृत्यं नृत्यं नृत्यं कर्तुं उत्तमगीतानि अपि अपेक्षितानि अस्ति उत्तमगीतानि नास्ति चेत् कोपि कापि नृत्यं कर्तुं न इच्छन्ति उत गीतानि नास्ति चेत् नृत्यम् आनन्ददायकमपि नास्ति नास्ति